क्रीडाः अस्माकं शरीरस्य वर्धनार्थम् अस्माकं शरीस्य उत्साहार्थं एतादृश प्रक्रिया सम्यक् एव क्रीडाः चतुरङ्गक्रीडा कन्दुकक्रीडा एतादृश क्रीडाः भवन्ति चतुरङ्गक्रीडा अस्ति मम प्रिया क्रीडा तेन अस्माकं बुद्धिः तीक्ष्णं भवति बुद्धिः अपि वर्ध तस्य वर्धनं भवति चातुरता भवति कन्दुकस्य क्रीडा कारणेन व्यायामः आलस्यं इ इति दूरं भवति दूरं भवति आलस्यं क्रीडा क्रीडां क् कर्तुं क्रीडा खेलनार्थं वयं अधिकं समयं दद्मः जीवने क्रीडा अस्माकं जीवने आरोग्यकरं अस्माकं बुद्धिवर्धनार्थं एषा क्रीडा सम्यक्